हरि ओं मया हस्तकंकणं नाम ब्रास्लेट् मया स्वीकृतमासीत् तद् द्रष्टुं बहु सम्यक् आसीत् अतः मया स्वीकृतं परन्तु तद् गच्छता कालेन तस्य वर्णः अपि गतः अनन्तरं तत् सम्यगपि नास्ति एवं तस्य वर्णः गच्छति गुणवत्ततापि श् क्षीयमाणं वर्तते एवं स सम् इदं स्वीकृत्य अन्यद् यच्छन्तु